अहं शिक्षकः अस्मि कार्यावकाशानां प्रारम्भे तन्त्रज्ञानम् इत्युक्ते तन्त्रस्य आवश्यकता वा तन्त्रस्य उपयोगः किं आसीत् इति तर्हि इतः पूर्वे कोविड् नाम्ना एका महामारी आसीत् तस्मिन् काले प्रायः सर्वत्र अवकाशः एव आसन् तस्मिन् अवकाशकाले तन्त्रज्ञानेन एव सर्वे जनाः परस्परं परस्परं सम्पर्कं कुर्वन्तः सन्ति छात्राः अपि तन्त्रज्ञानेन एव अध्ययनं कुर्वन्ति स्म यतोहि मोबैल् माध्यमेन वा गुगल् मीट् माध्यमेन एव ते छात्राः पठन् आसन् तर्हि तान्त्रिकव्यवस्थानान्तु बहु आवश्यकता आसीत् इदानीमपि अस्ति प्रयोगः अथवा तस्य महत्ता अपि बहु अस्ति इदानीमपि छात्राः तान्त्रिकपदवीं प्राप्तुं बहु प्रयत् प्रयत्नं कुर्वन्ति इत्युक्ते ते कम्प्यूटर् सैन्स् इति पठन्ति कम्प्यूटर् मध्ये पठित्वा स्वस्य कृते पी पी टी निर्माणमपि कुर्वन्ति वा अन्यत् अन्यत् कम्प्यूटर् कार्यमपि कुर्वन्ति पुनश्च ते कम्प्यूटर् सैन्स् पठित्वा अपि अग्रे गन्तुम् इच्छन्ति अर्थात् छात्राः बहवः पदवीं प्राप्तुम् अद्यापि इच्छन्ति तर्हि वयं वक्तुं शक्नुमः यत् तन्त्रज्ञानं पूर्वं बहु आवश्यकता आसीत् इदानीमपि बहु आवश्यकता अस्ति इति